भारतीयतत्त्वशास्त्रे मम विशिष्टाद्वैतशास्त्रस्य यदि स्थानं कल्पनीयं चेत् प्रथमस्थानमेव अहं कल्पयितुम् इ इच्छामि यतः विभिन्नानां दर्शनानां यदा परीक्षनम् उत पर्यालोचनम् अस्माभिः क्रियते तदा क्वचित् तेषां सिद्धान्तानां मूलभूतं यत् ब्रह्मसूत्रं सूत्रात् विरोधः दृश्यते क्वचित् तेषां स्वसिद्धान्तस्थापने आग्रहविशेषेन अधिकरनव्यवस्था अयुक्ता क्रियते क्वचित् सूत्राक्षरं परित्यज्य स्वमतस्थापने एव निमग्नाः दर्शनकाराः दृश्यन्ते दर्शनकाराः दृश्यन्ते तस्मात् तस्यैव दर्शनस्य अङ्गीकारः कर्तव्यः यद् दर्शनं सूत्रानु सूत्राभिमतं भवति इत्युक्ते सूत्रानुसारी दर्शनस्यैव आश्रयः अस्माभिः कर्तव्यः तस्मात् यदा वयं पश्यामः चेत् अवगम्यते यत् विशिष्टाद्वैतसिद्धान्तं सूत् ब्रह्मसूत्रसम्मतं सिद्धान्तमस्ति अत एव श्रीभाष्यकारेन श्रीभाष्यस्य प्रथमसूत्रस्य जिज्ञासाधिकरने निगदितं यत् अत्र सूत्राक्षरानि व्याख्यास्यन्ते इति अनेन प्रतिज्ञया अवगम्यते यत अन्याचार्यैः सूत्राक्षरानां व्याख्या न कृता अपि तु स्वसिद्धान्तानुसारेन सूत्राक् सूत्रस्य अत्र आशयः अत्र भावः इत्यादि प्रकल्पितं न तु सूत्राक्षरानुसारे सूत्रान सूत्राक्षारानुकारी स्वसिद्धान्तं प्रकल्पितम् अपि तु सु स्वसिद्धान्तानुसारेन सूत्राक्षरानि प्रकल्पितानि इत्युक्ते सूत्रस्य भावः प्रकल्पितः तस्मात् ब्रह्मसूत्रस्येन सह ब्रह्मसूत्रेन सह सामञ्जस्यं दृष्ट्वा विशिष्टाद्वैतसिद्धान्तमेव तत्त्वशास्त्रे प्रथमस्थानार्हः भवति इति मन्ये